वयं प्रवासं कुर्मः अन्यान्य आपणां गच्छामः तत्र अस्माकम् इष्टं पुस्तकम् अथवा तत् सन्दर्भितं वस्तु किमपि तस्य स्मरणार्थम् इति वयं स्वीकरिष्यामः तत्र गृहम् आनीय तस्मिन् वस्तु मध्ये पुस्तके च तत् स्वीकृत दिनाङ्कम् अनन्तरं अस्मिन् प्रदेशे स्वीकृतम् इति वयं लिखामः किमर्थम् इत्युक्ते यदा वयम् पुनः यदा आनयामः तदा पठामः तदा पश्यामः अनन्तरं तत्तत् स्थाने स्थापयामः पुनः यदा कदापि तत् स्वीकुर्मः चेत् हो एतत् तत्र अहं गतवान् तदा स्वीकृतवान् इति अस्माकं स्मरणेन तस्य तत्र यदा गतं तस्य स्मरणमपि भवति तदा मया साहाय्ये आसन् तेषां स्मरणमपि भवति अतः स्वीकृतवस्तूनां स्वीकृतपुस्तकानाम् अथवा स्वीकृतपात्राणां मध्ये दिनाङ्कः स्थलं च लेखयामः चेत् तत् स्मरणार्थम् मधुरस्मरणम् इति वक्तुं शक्यते